आधुनिक धारायां आधुनिक शिक्षायाम्

अस्माकं संस्कृति मूल निपातः जातः पूर्वे सांस्कृतिक मौल्यं मूल्यानि इत्युक्ते गुरूणां कृते वन्दनं गुरूणां पाद स्पर्शनं कृत्वा प्रणाम करणीयं विद्यालये गत्वा तत्र गुरु सन्निधौ निवस्य गुरूणां आज्ञा पालनं कृत्वा अध्ययन अध्यापनं प्रचलति परम् अधुना किं जातं इत्युक्ते गुरवः न सन्ति सर्वेऽपि शिक्षकाः भवन्ति यस्य कार्यं भवति धनं स्वीकृत्य छात्राणां कृते अथवा बालानां कृते पाठस्य पाठनं तत्र अस्माकं मूलं सांस्कृतिक मूल्यं यत् अस्ति ज्येष्ठानाम कृते वन्दनीयं कनिष्ठानां कृते प्रेम भावः एतत् सर्वमपि आधुनिक शिक्षा कारणेन नष्टा भ्रष्टा जाता